प्रकृतेः संरक्षणस्य उपक्रमाः बहु एव सन्ति एतेषाम् उपकरणानां सङ्कल्पम् अस्माकं चिन्तनं भवेत् इत्युक्ते तत्र लोकयानानाम् उपयोगः भवेत् एकाकी गच्छामः चेत् अस्माकं कार्यानं नीत्वा गच्छामः तत्र पेट्रोल् इत्यादि इन्धनमपि स्थापयितुं शक्यते तत्र ततः ग्यासपि आगच्छति अतः लोकयानानि लोकयानं लोकयाने गच्छामः चेत् कार्यानस्य उपयोगः न भवति यदि कार्याने पञ्चजनाः गच्छेत् चेत् तत्र कार्यानं नेतुं शक्यते परन्तु एकः एकाकि गच्छामः चेत् तत्र लोकयाने गच्छामः चेत् तत्र प्रकृतिसंरक्षणमेव अस्माकं कार्यं कार्ये अपि भवति लोकयाने गच्छामः चेत् पब्लिक् ट्रास्पर्ट् तत्र पश्यामः व्यक्तितः नास्ति चेत् अनन्तरं वृक्षाः एवं स्थापनीयम् अनन्तरं एल् पि जि ग्यास् तत्र एव अस्माकं पाकं करणीयम् अनन्तरं तत्र एवं प्रकृतेः संरक्षणार्थं तत्र प्ल्यास्टिक् पर्यावरणनिमित्तं प्ल्यास्टिक् यूसेज् अपि तत्र उपयोगः अपि न भवेत् प्ल्यास्टिक् अद् अद् इदानीन्तनकाले प्ल्यास्टिक् उपयोगः अपि अधिकं भवति तत्र प्ल्यास्टिक् उपयोगमपि न्यूनं करणीयमिति छात्राणां कृते अपि एवं बोधनीयम् एवमस्ति अस्माकं प्रकृतिसंरक्षणम्